ग्रामीणकृषौ कुशलकर्मिणाम् अन्वेषणे अथवा धारणविषये च बहु क्लेशं वर्तते यतो हि इदानीन्तनजनाः धनस्य मूल्यं यदस्ति तदेव पश्यन्ति विनः ते कार्यार्थं अथवा मानवीयता यः अस्ति तदृष्ट्वा कार्यार्थं न आगमिष्यन्ति इदानीन्तनकर्मचराणां वेतनं पञ्चशतादारभ्य षड्शतपर्यन्तम् अपि अस्ति व एतदपि वर्षात् वर्षं प्रति अत्यधिकं भवति एव तथापि वयम् एतावद् एतावान्मूल्यं दद्मः चेदपि कर्म कर्म कर्तुम् अथवा कार्यं कर्तुं कर्मचराः अथवा क कर्मचराः एव न लभ्यन्ते ग्रामीणक्षेत्रे कृषिकार्यार्थम् एतावन्तः जनाः इदि इति निश्चितः सन्ति क्वचित् प्रदेषेशु तत्र ते कार्यार्थम् आगमिष्यन्ति तैः एव एकं गणं निर्माय आगमिष्यन्ति क्वचित् ते अपि न आगमिष्यन्ति अतः वयं ग्रामीणक्षेत्रे क्रीडा